पूर्वकाले नृत्यं कुर्वन्तः कुर्वन्तः जनाः शाटिकां विविधाः शाटिकाः हिरण्यरूपेण कुङ्कुमरूपेण ते धृतवन्तः पुरुषाः पञ्च पञ्चकच्चं वेष्टीः युतकम् अपि किञ्चित् कालेन लङ्गा इव ते धृतवन्तः कुण्डलं कर्णकुण्डलं हारं भस्मलेपनमपि ल ल् ललाटे भस्मलेपनं केशमपि ते परिवर्तनं कुर्वन्तः मिर्त् नर्तकैः ते सर्वत्र वर्णवर्णाः शरीरे वर्णवर्णाः वि विविधाः वर्णाः अलङ्कृत्य ते नर्तनं कृतवन्तः धन्यवादः